मया वैदिकसाहित्यं नूनमधीतं तत्र वैदिकसाहित्ये मूलं चत्वारो वेदाः ते च ऋग्वेदः यजुर्वेदः सामवेदः अथर्ववेदः इति तत्र एतेषां बह्व्यः शाखाः पूर्वं प्रसिद्धाः आसन् शाखाविषये यथा उच्यते पतञ्जलिना महाभाष्ये पस्पशा भाष्ये एकविंशतिधा बाह्वृच्यं सहस्रवर्त्मा सामवेदः एकशतमध्वर्युशाखाः नवधा ह्यथर्वणोऽपि नाम अस्य तात्पर्यमिदं भवति नाम वाह्वृच्यं नाम ऋग्वेदः ऋग्वेदस्य एकविंशतिः शाखाः एकविंशतिः शाखाः प्रसिद्धाः आसन् एवञ्च एकसहस्रं शाखाः सामवेदस्य एवं हि एकशतं शाखाः अध्यर्युः नाम यजुर्वेदस्य तथा च नव शाखाः अथर्ववेदस्य प्रसिद्धाः आसन् एवञ्च एतेषां षडङ्गानाम् षडङ्गानि अपि सन्ति शिक्षा कल्पः व्याकरणं निरुक्तं छन्दः ज्योतिषमिति साङ्गमयि साङ्गमधीत्यैव वेदान् जनाः ब्रह्मलोकं प्राप्नुवन्ति इति अस्माकम् अस्माकीना काचित् परम्परा